अहं कर्पासनिर्मितकुर्ताम् इच्छितवती आसम् परन्तु एतत् कर्पासेन निर्मितं न आसीत् यदा अहं दृष्टवती तत्र कर्पासां उपयुज्य कृतम् कुर्ता इति लिखितम् आसीत् परन्तु उपयोगसमये तत् तद् कर्पसेन न अन्य उत्पादना सामग्रि तः उत्पादितं आसीत् ग्रीष्मकाले एतद् धर्तुं बहु कष्टं भवति